हरिः ओम् ओल जनः वा अहम् आत्रा विवेकानन्दः सर्कल् मध्ये अस्मि मया छन्नरेड्डिकलनी गान्तव्यम् आसीत् अतः भवतां यानस्य भवतां यानमहं बुक् कृतवती बुक् करणसमये तु चत्वारिनिमेषाः तत् चतुष्टयम् इति दर्शितं परन्तु अहमत्र भूत्वा प्रायः सपादघण्टा एव जाता भवान् कुत्र अस्ति किमर्थं नागतवान् इतोऽपि क्यान्सल् करणीयं वा ओ हो एवं वा अस्तु अस्तु चिन्ता नास्ति शीघ्रम् आगच्छतु मया शीघ्रं गन्तव्यमस्ति किञ्चित् शीघ्रम् आगच्छतु